एकस्मिन् समये अहं यदा बहिर्गतवती तदा एकः पुरुषः मम समीपे आगतवान् आगत्य मम रुद्राक्षमालां दृष्ट्वा उक्तवान् स्त्रियः न धरन्ति एतां न धरतु इति सः उक्तवान् किन्तु अहं किं उक्तवती यत् अस्माकं शिवपुराणे अस्ति एकः श्लोकः अस्ति इति अहं श्लोकमपि उक्तवती सर्वाश्रमाणां वर्णानाम् स्त्रीभिः शूद्राणां शिवाज्ञया धार्याः सदैव रुद्राक्षा यतीनां प्रणवेन हि इति स्त्रीभिः अपि इति उक्तवती किन्तु सः किमपि न श्रुतवान् मह्यं सम्यक् निन्दितवान् अपि सः उक्तवान् अहं किं कलियुगः अतः कलियुगे एतादृशमेव कोऽपि न शृणोति कोऽपि न कोऽपि किमपि ज्येष्ठानाम् वार्तां किमपि न शृणोति इति सम्यक् निन्दितवान् आसीत् अतः एकः भिन्नः अनुभवः आसीत् अहं कतिवारम् उक्तवती न महोदय अत्र अस्ति शिवपुराणे अस्ति महोदय एकः पूर्णः अध्यायः अपि अस्ति इति किन्तु सः किमपि न श्रुतवान् अतः तदेव मम अनुभवः